गोर्डिन् चिल्लेट् संस्कृतं संस्कृतविकासियात्रस्य अध्ययने क्रान्तिः कृता सः एकं व्यापकं प्रौद्यिकः हासिकं विवरणं निर्मितवान् यस्मिन् विद्वांसः आफ़्रिक्या एष्या देशस्य संस्कृतवित् विक् सांस्कृतिकसञ्चारस्य प्रमाणानि यूरोपदेशं प्रति प्रदत्तवान् प्रदत्तवन्तः सः आफ़्रिक्या एष्या देशयोः आदिवासिजनानाम् उपकरणानि कलाकृतयः च आविष्कृत्य तेषां यूरोपीयसंस्कृतेः प्रौद्योगिक्याः प्रभावः कथं भवति इति दर्शयित्वा वैज्ञानिक जातिवादस्य विरुद्धं युद्धं कृतवान् तेषाम् उद्घानात् प्राप्तानि प्रमाणानि आर्यस्य आधिपत्यस्य श्रेष्टताय च विचारस्य प्रतिकारकं कृतवन्तः पुरातत्वसंस्कृतेः कोसीना इत्यस्य मूलसङ्कल्पनाम् अपि च प्रोक्तमिति हि अध्यासिकसज्जनानाम् आविष्काररूपेण तादृशसंस्कृतेन पहिची पह्हिचानां स्वीकृत्य गुस्ताफ़् आस्कर् मौण्टेलियस् इत्यनेन विकासितस्य यूरोपीयप्रोक्तीयियासिक कालक्रमस्य विस्तृतकालक्रमेण सह संयोजयित्वा चिल्लेट् इत्यनेन इत्यनेन तर्कः कृतः यत् प्रत्येकस्य समाजस्य व्यक्तिगतरूपेण लक्षणं करणीयम् अस्ति खडग खडगकलाकृतीनाम् आधारः एतेषां व्यवहारिकसामाजिककार्यस्य सूचकः आसीत्